संस्कृतकविषु कालिदासः बहु इष्टतमः सः महान् उपमा विशिष्टयुक्तः अतः उपमा कालिदासस्य इति वचनं तस्य विषये वर्तते सः लघुलघु उपमां बृहत्स्थानेषु दत्वा यथा सुलभतया अवगाहनं भवेत् तथा सः वर्णनां करोति अतः सः मम अत्यन्तम् इष्टतमः संस्कृतकविः